मम प्रदेशे महिलाः समस्यां सहकारञ्च प्राप्नुवन्ति यतः समस्या एव नास्ति चेत् तत्र सहकारस्य आवश्यकता न भवति अतः समस्यापि भवति सहकरोऽपि क्रीयते सर्वैः शिक्षणम् पितृभिः इदानीं स्वपुत्र्यः सर्वांशेन शिक्षणार्थं प्रेष्यन्ते शिक्षणं प्रति प्रेष्यन्ते चेत् उद्योगार्थमपि अवश्यं प्रेष्यन्ते एव सामाजिक स्थान विषये तावत् कापि समस्या नास्ति यतः भार्या एव गृहस्वामीनि भवति इति अस्माकं शास्त्रसिद्धान्तः भारतीय परम्परायामपि इदमेव प्रमुख स्थानं भजते महिलानामेव प्रामुख्यं गृहे भवति गृहे एव एवं चेत् सामाजिक सर्वविषयेषु कथं वा व्यवहारः अस्माभि क्रियेत पाश्चात्यानां संस्कृतेः आगमनं यदा जातं तदा एव महिलायाः सामाजिक स्थान विषये समस्या आगता अस्माकं भारतीयानां संस्कृतिस्तावत् एवं नास्ति अत्र समस्या कापि न भवति यथा पुरुषाणां समस्या तादृशी एव समस्या महिळानाम् अपि भवति न अन्या काचित् समस्या